तन्त्रज्ञानेन वयं वित्तकोषीयकार्यं सुलभतया निश्चयेन कर्तुं समर्थाः स्मः इदानीम् आरम्भे साक्षात् वित्तकोषं प्रति गमनस्य अपेक्षा आसीत् इदानीम् अहं साक्षात् मम मोबैल्द्वारा करदूरवाणीद्वारा एव पश्यामि धनं स्वीकृतमस्ति वा मम एकौण्ट् प्रति आगतं वा न वा अथवा सा प्रेषणीयमस्ति चेत् अपि साक्षातेव प्रेषयिष्यामि एवं तस्य हिस्ट्रि तदपि द्रष्टुं शक्नोमि साक्षातेव एतस्य सुलभतया अहं गृहे उपविश्य मम समयानुसारमेव सर्वं समापयामि वित्तकोषं गत्वा सम्पूर्णं पास्बुक् एन्ट्रि करणीयम् इति सर्वमपि इदानीं निवारितम् अस्ति एतस्य एकम् उदाहरणं वक्तुमिच्छामि वयं अस्माकं रेलस्थानकम् पूर्वं निश्चयं कुर्मः रिज़र्वेषन् ट्रेन् रिज़र्वेषन् तत्रापि वयं साक्षात् आन्लैन्द्वारा एव कुर्मः इदानीं तत्र धनप्रापणं धनसमर्पणं यदस्ति सर्वमपि साक्षात् एव कुर्मः एतत् सर्वं सरलीकृतम् अस्ति हस्तक्षेपः अभावः अस्ति इति अधिकचिन्तनं नास्ति सेक्यूर् ट्रान्जज़ाक्षन् चलत् अस्ति अतः क्लेशः नास्ति यद्दहं धनं कस्मै दातुमिच्छामि साक्षात् तस्य तस्यै तस्ये तस्यै अपि एव साक्षात् गच्छतीति अहं तस्मै गच्छतीति अहम् निरारु कष्टं विना तद् अधिकचिन्तनं विना त्यजामि एतत् अनन्तरम् क हस्तक्षेपः आवश्यकं चेत् कदाचित् वय जि एतद् फ़ोटो स्वीकृत्य स्केन् कृत्वा साक्षात् अपि प्रेषयामः कदाचित् ए साक्षात् मोबैल् ददाति तत्रैव अहं लिखामि मम हस्तद्वारा एव अङ्गुल्या लिखित्वा हस्तक्षेपः कर्तुमपि शक्नोति एवम् अनु एतद् तन्त्रज्ञानं एतावत् वर्धितम् अस्ति वयं अन्यरूपेण कार्यं साधितुं शक्नुमः